आं कृषकाणाम् आत्महत्याविसये किञ्चित् वक्तुं शक्नोमि पर्यावरणस्य परिवर्तनात् स्वल्पा वृष्टिः भवति सस्य उत्पादनार्थं येन परिमाणेन जलम् आवश्यकं तेन मात्रेण वृष्टिः न भवति तेन सस्य पालने बाधा प्राप्ता भवति सस्यस्य उत्पादनार्थं व्यवहृत अर्थस्य हानिः भवति तेन कारणात् कृषकाः आत्महत्यां कुर्वन्ति सस्यानां क्रयमूल्यं तुलनया विपण्याः मध्ये विक्रयमूल्यं परिमाणं स्वल्पं हेतोः अर्थस्य क्रयमूल्यं तुलया अर्थस्य हानिः भवति तेन कृषकाः आत्महत्यां कुर्वन्ति क्रयमूल्यं तुलया विक्रयमूल्यस्य आधिक्यं वर्धनं कर्तुं अस्य निवारणं भवेत्